अहं तिरुपतिस्थराष्ट्रियसंस्कृतविश्वविद्यालये ज्योतिषविभागे शोधकार्यं कुर्वती अस्मि तत्र द्वितीयवर्षीया शोधच्छात्रा अस्म्यहं मम मार्गदर्शकः वर्तते प्रोफेसर् ए श्रीपादभट्टवर्यः अहं तेषाम् अधीने श्रीशूरमहाढशिवराज इति निर्मितस्य ज्योतिर्निबन्धस्य विवाहप्रकरणान्तस्य समीक्षात्मकमध्ययनम् इति शोधशीर्षके शोधकार्यं कुर्वती अस्मि एवं तत्र मम प्रथमाध्यायः प्रायः समाप्तः द्वितीयाध्यायलेखनार्थं सम्बन्धशास्त्रस्यापि अध्ययनं करणीयम् इत्यतः तस्य अध्ययनं कुर्वती अस्मि अधुना